मम क्षेत्रे जनाः स्याम्संग् संस्थायाः दूरभाषा उपकरणं प्राधान्येन क्रीणन्ति किमर्थं नाम एतस्याः दूरभाषायाः धनं बहु न्यूनमपि भवति अपि च एतस्याः फ़ीचर्स् अधिकं भवति एतस्य केमेरा क्वालिटि अपि अधिकं भवति मम दूरभाषा अस्ति मोटोरोलातः इदानीं तद् समीचीनमस्ति तत्र विशेषताः काः सन्ति नाम अस्यां दूरभाषायां फ़ै जी सपोर्ट् वर्तते इत्यनेन मम नेट्वर्क् चिन्ता नास्ति अहं कुत्रापि गन्तुं शक्नोमि तत्र नेट्वर्क् लभ्यते अवश्यम् अपि च एतस्याः क्यामरा बहु समीचीना अस्ति कथं नाम एतस्याः सोनि फ़िफ़्टि मेगापिक्सल् ओ ऐ एस् केमेरा अस्ति इत्यनेन मया समीचीनं फ़ोटोग्राफ़्स् स्वीकर्तुं शक्यते